संस्कृतभाषाशिक्षणं बालानां कृते महती आवश्यकता तस्य वर्तते संस्कृतभाषा शिक्षणद्वारा छात्राणाम् उच्चारणशुद्धिः भवति तेषां छात्राणां कृते संस्कृतवाङ्मये स्थितानां विषयानाम् अवज्ञानम् अवज्ञानम् अवज्ञानार्थं संस्कृतभाषाशिक्षणस्य आवश्यकता अस्ति अतः संस्कृतभाषा शिक्षणम् निश्चितरूपेण भवेत् भवेत् पुनः तत्र संस्कृतभाषायां बहु उच्चारणशुद्धेः विषयकं तथा च शुद्धा सरला संस्कृतभाषा कस्यचित् छात्रस्य ताल्वादि उच्चारणस्थानस्य प्रयोगस्य किं वैज्ञानिकत्वम् अस्ति तद् विषयकं ज्ञानम् अपि अग्रिमकाले प्रदास्यति अतः एषा देवभाषा निश्चिततया शिक्षणेषु स्थानं भवेत्